बहु प्राचीना देवभाषा गीर्वाणभारती वर्तते संस्कृतम् संस्कृतं बहु प्राचीनभाषा अनन्तरम् इदानीं संस्कृतस्य प्रभावः अथवा संस्कृतस्य भाषाप्रयोगः किञ्चित् किञ्चित्नास्ति बहु न्यूना वर्तते अन्यभाषाः भाषाः ये सन्ति तेषां प्रभावेण संस्कृतभाषाप्रयोगे प्रयोगः किञ्चित् न्यूनं वर्तते इदानीं प्रथमतया वयं द्रष्टुं शक्नुमः पूर्वभारते अथवा अखण्डभारते यदा यदा संस्कृतमासीत् तदनन्तरं कालानुगुणेन तत्र द्राविडभाषाः तत्र द्राविडभाषाः आगताः संस्कृतस्य मूलमेव द्राविडभाषाः भाषाणां मूलं भवति तदर्थं संस्कृतस्य मूलेन एव द्राविडभाषाः आगतास्सन्ति तेषाम् अभिवृद्धिः किञ्चित् अधिकतया जातम् अनन्तरं संस्कृतस्य प्रयोगः किञ्चित्न्यूनम्

यदा ब्रिटीष् अथवा आङ्ग्लाः अस्माकं भारतस्य उपरि युद्धं कृतवन्तः अथवा स्वातन्त्रस्य शृद्धं कृतवन्तः तदा अत्र शै किं शिक्षणम् अनन्तरं भाषा विषये अपि तत्र आङ्ग्लस्य प्रभावम् एव अधिकं जातं तदनन्तरम् तथा तदारभ्येव संस्कृतस्य प्रभावम् बहु न्यूनं जातम् इदानीं संस्कृतस्य भाषा अतः संस्कृतभाषायाः प्रयोगः अधिकं कर्तुम् जनाः भवन्ति अनन्तरं संस्कृतस्य सम्भाषणं तत्तु अत्र सर्वत्रापि अत्र भवति